मम क्षेत्रे अयं नगरस्य पारप्रदेशः इति कृत्वा अधिकः नागरिकः एव संस्कृतिः आदृतः वर्तते तस्मात् अत्र वृक्षाणां वर्धनम् अत्यन्तं क्लिष्टकरम् तत्रापि केचन उपक्रमाः अस्माभिः आदृताः एकं तु पोषकद्रव्ये बीजानां पिण्डीकरणं कृत्वा तस्य क्षेपणं वृष्टिकाले तदानीं यत्र तत् पतितं भवति ततः वृक्षः उत्पद्यते इति अतः एवं करणेन अपि वृक्षाणां वर्धनं कर्तुम् उपक्रमितम् वृक्षच्छेदनं तावत् नितरां जायते एव अत्र वासार्थं नगरप्रदेशं प्रति जनाः इदानीमपि बहुपरिमाणेन आगच्छन्तः एव सन्ति तस्मात् वृक्षच्छेदः अधिकः एव जायमानः अस्ति इति